हरि ओम् आ नमस्कारः प्रतिनमस्कारः भवतां पुस्तक आपणे मम आवश्यकीय पुस्तकानि भवन्ति वा इति भवता सह विचारः करणीयाः पुस्तकानां नामानि वदामि वा तत्र दार्शनिकग्रन्थसम्बन्धिपुस्तकानि उपलभ्यन्ते वा अस्तु संस्कृते लिखितपुस्तकानि एवमेव तेलुगुभाषया यानि पुस्तकानि

अ तानि त्रयाणि पुस्तकानि अपि अत्यन्तम् तत्र अमूल्यानि एव भवन्ति मम परम आवश्यकानि एव भवन्ति अवश्यं तत् त्रयमपि प्रेषयित्वा तेलुगुभाषायामपि तेलुगुबोधनापद्धतुलु इति पुस्तकम् अस्ति चेत् कृपया तदपि भवन्तः प्रेषयन्ति तत् मम उपयोगाय भवति

आम् एकवारं श्रावयतु एकवारं श्रावयतु हा आ गुडिमेल्ल् गुडिमेल्ल शास्त्रि महोदयानां पुस्तकमेव प्रेषयतु

आम् अवश्यम् आम् अवश्यम् अवश्यं धन्यवादाः